हरिः ओम् नमस्ते अहं अहम् अश्वती वदामि मम अतीव कण्ठज्वरः कण्ठवेदना ज्वरः इत्यादिकम् अस्ति नि ह्यः निद्रां कर्तुमपि आशक्तास्मि आसौ अहं अश्वती ह्यः आरब्धं किन्तु इदानीं बहु किञ्चित् वर्धिता

इदानीं ज्वरमस्ति इदानीमपि अस्ति स्थातुमपि न शक्नोमि अस्ति अस्ति ह्यः रात्रौ किञ्चित् अन्नं खादितवती अन्यत् इदानीं किमपि न खादितं उदरे किमपि क्लेशः नास्ति किन्तु अतीवः क्षीणः अस्ति कण्ठवेदना अपि अस्ति

कण्ठवेदना इदानीमेव आरब्धं ज्वरः एव इदानीं ह्यः आसीत् टेम्परेचर् न चेक् कृतवती किन्तु हास्पिटल् आगत्य आगत्य करोमि करिष्यामि

आम् अस्तु कन् किञ्जित् कर्णे अपि किञ्चित् क्लेशः अस्ति च एकम्

एवं नास्ति किन्तु निद्रा समये बहु पीडा अनुभवति

तत्

अस्तु धन्यवादः आगच्छामि अस्तु आगमिष्यामि आम् अस्तु धन्यवादः